विज्ञानपनस्य विषये प्रायः तैः केचन अंशाः परिगण्यन्ते यथा एकमस्ति पौनःपुन्यम् आभीक्ष्ण्येन यः कोपि विषयः उच्यते चेत् सः मनसि स्थाप्यते इति एकः विषयः द्वितीयः विषयः समाजे ये प्रसिद्धाः सन्ति तैः यदि यत्किमपि प्रकटनं कारितं चेत् तस्य प्रभावः अधिकः भवतीति तृतीयः विषयः तत् प्रकटनं यथा रोचकं भवेत् अधिकेभ्यः जनेभ्यः तथा भवति चेत् तस्य प्रभावः जनेषु अधिकः भवति इति प्रायः एते विषयाः विज्ञापनानां पृष्टतः विद्यन्ते तत्र मया तु यद्यपि प्रायः विज्ञापनानि काञ्चनसेवाम् अथवा किञ्चित् वस्तु वा पुरस्कृत्य भवन्ति मया एकं प्रकटनं अत्यन्तम् उत्तमम् इव तत् चिन्तितं तत् प्रकटनमस्ति यथा प्लेस्टिक् वस्तूनाम् उपयोगः न करणीयः इत्यस्मिन् विषये टाटा समवायेन एकं प्रकटनं निर्मितं तत्र कश्चन बालः स्वस्य सह छात्रेभ्यः पुरतः वदति मम पिता देशं चालयति इति तस्य पिता तत्र एतत् सर्वं यत् पङ्कादिकं विद्यते यत् मालिन्यं विद्यते तस्मिन् मालिन्ये स्वयं प्रविष्य तत्र एतानि प्लास्टिक् वस्तूनि निष्कासनं यत् कार्यमस्ति तत् कार्यं करोति तस्य पुत्रस्य कथनरूपेण एकं प्रकटनं जातं तत् मह्यं बहु अरोचत